प्रथमवारं मया पाकत्वेन चायनिर्माणं कृतं चाये इति पेयविशेषः सर्वे जानन्त्येव मम माता गृहे नासीत् तत्काले सा मातुलगृहं प्रति गतवती तदा सर्वेभ्यः पेयं कृत्वा अहं यच्छेयमिति मे आशा आसीत् तर्हि स्वयं स्वप्रेरणया गतः पाकशालां तत्र कथं भवतीति जानामि स्म परन्तु किं किं स्थापनीयम् अर्थात् केचन सामान्याः पदार्थाः भवन्ति इतोपि मम माता विशेषरूपेण कदाचित् किञ्चित् स्थापयति स्म यथा दाल्चिनि अनन्तरं ब्लेक् पेप्पर् इत्यादिकं मसालाविशेषा अर्थात् किञ्चित् स्थापयति स्म तत् स्थापयितुम् अहमपि यत्नं कृतवान् परन्तु यूट्यूब् इत्यादिद्वारा अदृष्ट्वा एव परन्तु प्रथमवारं कृतं बहु अद्भुतं कृतमिति सर्वेषाम् आशयः आसीत् एवं तत्र किञ्चित् घृतमपि योजितवान् अहं अद्भुतः सः मम अनुभवः